अस्माकं ग्रामेषु तु तत्र किमपि कष्टम् अनुभूतम् इति न किन्तु पट्टणेषु एतत्तु बहु सामान्यमस्ति अस्माकं पट्टणेषु यतः ग्रामात् जनाः पट्टणम् आगच्छन्ति तत्र किमपि तेषां कार्यं भवति तत्र जिल्लाकार्यालये वा क्वचित् गच्छन्ति अधिकारिणः अधिकारिणां समीपं गच्छन्ति एवमेव यदि पृच्छन्ति तर्हि तु कार्यं कदापि न सिद्ध्यत्येव यतः ते एवं मुखेन न वदन्ति किमपि कारणं यच्छन्ति एतत् सम्यक् नास्ति तत् सम्यक् नास्ति एतत् पत्रं नास्ति तव समीपे एवं कारणानि यच्छन्ति पुनश्च अन्ते यदि वित्तं दत्तं तर्हि तत् पत्रमपि नापेक्षितं किमपि नापेक्षितम् अन्ते च कार्यं सिद्धं भवति अतः तत्र भ्रष्टाचारः इति सामान्यं बहु इति न बहु पृच्छन्ति इति न किन्तु किञ्चिदेव किन्तु तत्र भ्रष्टाचारः इति कार्यालयेषु भवत्येव सर्वदा इति न किन्तु कदाचित् भवत्येव